आं हलो नमस्ते आं वदामि अति आं गौर्याः पिता एव इदानीं कः आह्वयति ओ एवं वा महोदय नमस्कारं नमस्ते कथं श्रीगौरी गौरी सम्यक् नृत्यति खलु अत्र आगत्य बहु प्राक्टिस् सर्वं करोति सः बहु इच्छति नृत्तं कर्तुं कलहं करोति वा अत्र किमपि कलहं न करोति अत्र सः मुखमपि न उद्घाटयति किमर्थं तत्र कलहं तस्य कारणं न भविष्यति अन्ये कोपि सः प्रकोपिता इति मम चिन्ता ओ तस्याः नाम किम् अन्या बालिकायाः ओ अनामिका वा ओ सः ओ सा बहु कष्टमस्ति सा सदा समयम् एते सर्वे एवं वा मम अपि संशयः आसीत् सा अनामिका सदा समयं ए एतेषां सा दूरवाणी करोति सत्यं सत्यं सत्यं सत्यं अहं जानामि अहं जानामि ए एषा बहुवारं मम किम् आह्वयति दूरवाण्या ते किञ्चित् अधिकसमयं अधिकसमयं वार्तालापं करोति तयोः मध्ये विषयः अस्ति इति मन्ये किं करणीयं तर्हि अहं मया किं करणीयं निश्चयेन निश्चयेन अस्तु अस्तु अस्तु भवतु निश्चयेन अहम् आगमिष्यामि भवती चिन्तयतु वदतु यदा आगन्तव्यम् अहं निश्चयेन आगमिष्यामि वयं कुर्मः यत् करणीयं तत् कुर्मः सन्तोषः धन्यवादः महोदय